विज्ञापने एकं मया दृष्टमासीत् इदानीं दीपावलिसमयः अन्तः दम्पतीनाम् एकं सम्भाषणं दृष्टवती तत्र एका द् महोदया आन्लैन्द्वारा दृष्टवानासीत् किं नूतनवस्त्रं स्वीकुर्मः कुत्र भविष्यति इति महिला वदति न न वयम् इदानीं नूतनं वस्त्रं न प स्वीकुर्मः बहूनि विक्रयणानि अभवत् इदानीं मास्तु इति वदति सा सा अन्तः गत्वा एकं वाषिङ्ग् पौडर् आनयति दर्शयित्वा वदति गतदीपावल्याम् अन्य उत्सवेषु एकनूतनं द्रु वस्त्रं स्वीकृतवन्तः एकवारम् एव वयं स्व धृता सन्ति पुनः एतदेव प्रक्षाल्य वयं धरामः इति वदति द्वयोः अपि स्व स्व स्व स्व कुर्तां दर्शयित्वा एतद् सम्यक् अस्ति एतदेव अहं चूर्णद्वारा नूतनचूर्णद्वारा प्रक्षाल्य धरामि इति दर्शयन्ति एतद् विज्ञापनं तु तेषां चूर्णस्य चूर् प्रक्षालनचूर्णम् तत्र आसीत् किन्तु नूतनविषयत्वेन दर्शितवन्तः बहुत्रवयं दीपावल्यामित्युक्ते नूतननूतनवस्त्राणि क्रयणं भवतु इति दर्शयन्ति किन्तु अत्र तु विभिन्नतया आसीत् तत्तु केवलम् एकम् फेनकम् वस्त्रफेनकचूर्णस्य आसीत् किन्तु विषयः बहु रुचिकरम् इति मम सम्यक् भाति एवं विज्ञापनेषु नूतननूतनविषयाः सृजनात्मकं भविष्यति चेत् साक्षात् केवलम् एकं चूर्णं स्वीकुर्वन्तु इति दर्शनात् अपेक्षया विषयः किञ्चित् नूतनं भविष्यति चेत् अस्माकं मनसि अपि तिष्ठति इति मम विषयः